आधुनिके युगे तावत् विद्युतः अपेक्षा सर्वत्रापि अस्ति एव विशेषेण विद्युत् यन्त्राणां चालनार्थम् अनिवार्यं विद्यते विना विद्युत् न किमपि कार्यं चलति इत्येतत् सर्वेषां अपि विधितम् एव पूर्वं तु मानवाः स्व बाहु बलेन सर्वाण्यपि कार्याणि कर्तुं समर्थाः आसन् परन्तु अद्यत्वे ते दुर्बलाः अभूवन् सर्वमपि अनायासेन कर्तुं ते प्रभवन्ति अतः अनायासेन कार्याणि करणीयानि चेत् तत्र विद्युत्छक्तेः अनिवार्या एव प्रत्येकस्मिन् अपि गृहे किञ्चिद् वा यन्त्रं भवत्येव यदि विद्युत् न भवति तर्हि एकमपि कार्यं न चलति गृह्ये गृहीय सर्व विध कार्याणि अपि विद्युत् आश्रित्येव चलन्ति गृहोपयोगी वस्तुषु अनेकानि वस्तूनि विद्युताश्रित्येव कार्यं कुर्वन्ति उदाहरणार्थं दूरवाणी दूरदर्शनं फ्रिड्ज् वाशिङ्ग मशीन फान् कम्प्यूटर् वाटर् मोटर् इत्यादि यन्त्राणि ग्रामेतु कृषि कार्येषु विद्युत् अत्यन्तं सहायमाचरति मानवाय घर्म काले सस्य वर्धनाय जलम् अपेक्षितं एव तदर्थं जल व्यवस्थापनार्थं विद्युत्छक्तेः आवश्यकता अस्ति एव